यदा महाभारतयुद्धं समाप्तं जातं पाण्डवः विजयं प्राप्तवन्तः तदा राज्याभिषेकः अभवत् भगवान् एव तस्य प्रवेशार्थं हस्तिनापुरं गतवान् भगवान् श्रीकृष्णः पाण्डवान् अवदत् पश्यन्तु वयं विजयं प्राप्त्वन्तः परन्तु कौरवस्य मातापितरौ दृतराष्ट्रौ गन् गान्धारी च इदानीम् एकान्ते एकान्ते एकान्ते प्रसादं यस्मिन् केवलं य एकान्ते सम्पूर्णं प्रसादं निर्जनः अस्ति तत्र गत्वा तस्मै नमस्कारं कुर्मः भगवान् पाण्डवैः सह हस्तिनापुरं प्राप्नवान् प्रसादं यस्मिन् केवलं पुरुषः दाशी च आसन् माता पितुः सतं सतां भवति चेत् किम् आनन्दः आवश्यकं भवन्ति सम्पूर्णं हस्सिनापुरं निर्जनं सर्वे वृता युद्धैः केवलं विधा विधवानां कृदन्तनं श्रूर्यते श्रमः बालकः स्वजनं स्वजनं स्मरन् अद्योयस्ति ईश्वरस्य आगमनमात्रेण दृतराष्ट्रः पृच्छति स्म यत्पाण्डवाः कुत्र सन्ति इति तस्य प्रश्नं प्राप्तमान्त्रे तत्र भीष्मस्य लोहप्रतिमः स्थापनं आसीत् दूर्योधनः वा भीमस्य वधं तस्य प्रतिमायां गाधाम् आभ्यासति स्म सः तः प्रकृतिः